दीर्घचारणे मुख्यं खाद्यं भवति शुष्कफलानि शुष्क नाम इत्युक्ते रसफलानि एव यतोहि शुष्कं नाम तत्र शुष्कं नास्त्येव साहित्येषु एव किन्तु तस्य शुष्कफलानि एव एतत् ड्रैफ़्रुट्स् इति तस्य नाम शुष्कफलानि तेन किम् अस् तत्र भारः अधिकः न भवति किन्तु ऊर्जाधिका भवति अतः तस्य बहु उपयोगः अधिकः भवति द्वितीयं जलमस्माकं पार्श्वे स्यात् शुद्धं जलं स्यात् तादृशं च्यूयङ्ग् गम् इति भवति तस्यापि उपयोगः कर् कर्तुं शक्यते यतोहि तेन किम् अस्ति तस्य खादनेन चर्वणेन कदाचित् अस्माकं मुखं शुष्कं न भवति कण्ठः शुष्कः कण्ठः शुष्कः न भवति तथा कष्टकरेषु चारणेषु तु म् मम शक्तिः शक्तेः रक्षणं तथा कृत्वा अहम् अधिकं परिश्रमं न कृतवान् सामान्यदृष्टा परिश्रमं कृतवान् अस्माकं मम भारः अपि अधिकः इत्युक्ते स्यूतभारः अधिकः न आसीत् तथा गन्तव्यं अधिकं अधिका चिन्ता न करणीया सामानरूपेण वार्तां कृत्वा गच्छामः ये मम मित्रं आसीत् मं मया सह आसीत् अहम् अधिकं वार्ताम् अपि न कृतवान् वार्तां कुर्मः चेत् ऊर्जा गच्छति अधिकं किमपि कुर्मः चेत् ऊर्जा गच्छति अतः संरक्षणं तस्य चारणार्थं सज्जामपि कृतवान् कथं गन्तव्यं सैद्धान्तिकपक्षान् श्रुतवान् किन्तु एकवारं सामान्यरूपेण चारणं कृतवान् तदा तत्र वास्तविकरूपेण काः समस्याः भवन्ति द्वितीयम् ऊहा क्रियते ये चारणं कृतवन्तः तैस्सह वार्ताम् अहं कृतवान् वार्त् वार्तया ज्ञातवान् यद् यद्किमपि लिखितमस्ति यद् मया तत्र श्रुतमस्ति अनुभ् अनुभवः कृतः अस्ति तत् तत्तु बहुन्यूनमेव अस्ति अतः ये अधिकं चारणं कृतवन्तः तैस्सह वार्तां कृत्वा तेषाम् अनुभवबलात् एव अनुभवं प्राप्तवान् अनुभवं श्रुतवान् अनुभवबलेन यत्किमपि आवश्यकं भवति कथं कथं काः समस्याः कदाचित् सम्भाव्यमानाः समस्याः भवन्ति तद्दृष्ट्या अस्माभिः सर्वदा त् भवेत् द्वितीयम् अस्माकं पार्श्वे कदाचित् तादृशं किमपि अस् शस्त्रमपि स्यात् येन कदाचित् हिंसकपशुः ग आगच्छति अथवा किमपि भवति तदा द्वितीयं मेडिसिन् अपि अस्माकं पार्श्वे स्यात् औषधादिकमपि अस्माकं पार्श्वे श्यात् यदा कदाचित् मध्ये उदरपीडा भवति शिरसि पीडा भवति कुत्रचित् य यदि चलामः पतनम् अभवत् पतनात् अस्माकं तद् तद् किमस्ति रुधिर रुधिरः प्रवहति तर्हि तस्य कथम् अवरोधः तन्निमित्तम् अस्माकं पार्श्वे तादृशी तादृश्यः औषधी औषधम् औषधं तत्र अस्माकं पार्श्वे स्यात् द्वितीयम् अन्यत् किमपि भोजनार्थम् अनन्तरं स्वास्थ्यरक्षणार्थं स्वास्थ्यदृष्ट्या आवासव्यवस्था टेण्ट् इति भवति सामान्य टेण्ट् इति स्थापयामः कथं सुरक्षा भवति कथं तत्र यदि रात्रौ तत्र वासः करणीयः चेत् लघु टेण्ट् स्यात् तत्र अधिकं न स्यात् सुरक्षा अपि स्यात् कदाचित् मध्ये जलम् आगच्छति यदि जल वृष्टिः भवति तद् निमित्तं छत्रमपि अस्माकं पार्श्वे स्यात् तद् दृष्ट्या बहुत्र किमपि चिन्तितवान् किन्तु याः समस्याः स तासां समस्यानां समाधानाय सर्वमेव वयं नीत्वा एव गच्छामः इति सम् असम्भवमेव अतः यावत् शक्यं तावदेव कृत्वा अहं गतवान् तथा सज्जा भवति द्वितीयं सज्जा नाम आत्मसङ्कल्पः एव सज्जा अस्ति तदेव मुख्यं तदस्ति अस्ति अस्माकं पथ्यम् आत्मविश्वासः इति